मम ग्रामः कासरगोडुमध्ये बदियड्का इति तत्र जनाः कीदृशीं समस्यां अनुभवन्ति नाम बदियड्काग्रामे बस् निस्थानकं नास्ति तस्या कार्यं चलत् अस्ति अतः जनाः उपवेष्टुं बहु कष्टम् अनुभवन्ति अतः मया किं कर्तुं शक्यते नाम मया शक्त्यनुसारं अहं जनप्रतिनिधिं मिलामि ततः परम् तेन सहाय्येन बस् निस्थानककार्यं यथाशीघ्रं कर्तुं तेभ्यः वदामि इयञ्च बस् निस्थानके उपवेष्टुं स्थातुं तदर्थम् अहं जन जनेभ्यः साहाय्यं करोमि